हरि ओं हरि ओम् किं जातं पुष्पा कः क्लेशः जातः कुतः नागन्तुं शक्यते कति दिनेषु भवती सम्यक् भविष्यति वैद्यः किमपि उक्तवान् वा किन्तु क्रीडां तु न त्यजति खलु कुतः भोः एकेन अनारोग्येन कापि क्रीडां त्यजति वा भवति समीचिना क्रीडापटुरस्ति कानिचनदिनानि न क्रीडति चेदपि आजीवनं न क्रीडा क्रीडा न क्रीडनीया इति निर्णयः मास्तु शीघ्रातिशी यथाशीघ्रं भवती सम्यग्भवति चेत् स्वीकर्तुं शक्यते पश्यतु एकदा पुनः वैद्येन सह सम्भाषणं करोतु यतः राष्ट्रीयस्तरीया इयं क्रीडा वर्तते अयमवसरः बहु दुर्लभः वर्तते सर्वेषां कृते भवत्या प्राप्तश्चेत् तस्य लाभं स्वीकरोतु यदि किञ्चिदेव अनारोग्यं वर्तते तर्हि पश्यतु क्रीडितुं शक्यते वा न वा इति भवती क्रीडितुं शक्नोति गतसमये अपि भवत्याः अनारोग्यमासीत् तथापि भवत्या क्रीडितमासीत् मम विश्वासः वर्तते भवत्याः उपरि

एकदा वैद्येन सह सम्भाषणं करोतु अहमेव सम्भाषणं करोमि वा अस्तु कोपि क्लेशो मास्तु ईषदेव समस्या चेत् भवती शीघ्रमेव सम्यग् सम्यग्भविष्ति शीघ्रातिशीघ्रं सम्यग्भूत्वा क्रिडाङ्गणे अवतरतु अस्तु अन्यत् स अन्य अन्यत् स्वास्थ्यं सम्यगस्ति वा अस्तु मानसिकं स्वास्थ्यं सम्यगस्ति खलु अस्तु भवती समीचीना क्रीडापटुरस्ति राष्ट्रीयस्तरीयक्रीडा न त्यक्तव्या ईदृश अवसरः न त्यक्तव्यः

पश्यतु भोः बहु बहवः अस्माकं क्रीडापटवः जातास्सन्ति यैः अनारोग्योत्तरमपि पुनः क्रीडाक्षेत्रे आगमनं कृतमस्ति पुनरागमनं कृतमस्ति बहूनि नामानि सन्ति भवती जानात्येव रियो ओलिम्पिक् मध्ये षोडश षोडश षोडशाधिकद्विसहस्रतमे वर्षे अस्माकं भारतीय मल् मल्लवीरः विनेश् फोगार्ट् इति तस्य कृते अपि अनाोग्यमासीत् तत्काले सा क्रीडाङ्गणे एव व्रणिता जाता किन्तु तथापि तया अग्रिमवर्षेषु अन्ये अन्यासु स्पर्धासु अपि सुवर्णपदकं प्राप्तमस्ति तादृशानि अनेकानि उदाहरणानि सन्ति अस्माकं पुरस्तात् भवती अपि तासु एका भवितुमर्हति अवश्यं मम विश्वासो अस्ति अतः हतवला न भवतु सम्यगभ्यासः भवति चेत् भवती आन्तरराष्ट्रीयस्पर्धायामपि भागं गृहीतुं शक्नोति अतः ओलम्पिक्स् एषियन् गेम्स् इत्यादिक्रडासु भागं ग्रहीतुं सामर्थ्यं वर्तते भवत्याः अतः विश्वासः भवतु आत्मविश्वासं न गमयतु न भोः क्रीडा क्रीड्यते चेद्यदि आरोग्यं सम्यग्भवति तदुत्तरं यदि भवती क्रीडां क्रीडति तर्हि अवश्यं एकां सुदृ सुदृढं जीवनं जीवितुं शक्नोति अधुना भवती अनारोग्यपीडिता अस्ति चेदपि तावत्सामर्थ्यमस्ति भवत्याः यतः भवत्या आदौ क्रीडितं वर्तते तादृशी बहूनि तादृशं बहुनि बहूनि उदाहरणानि सन्ति मम पुरस्तादेव मम विद्यालये एव काचिदासीत् सा क्षयरोगपीडिता जाता किन्तु शीघ्रातिशीघ्रं स्वस्थापि जाता यतः सा पूर्वं क्रीडां क्रीडति स्म अतः कोपि क्लेशो नास्ति भवती अवश्यं क्रीडितुं शक्नोति अस्तु राम् राम्